नमस्ते जी भवान् सम्यक् विमानस्थलतः मम गृहपर्यन्तं सम्यक् नीतवान् परन्तु मम कृते धनं धनस्य न्यूनमस्ति अतः अहं जीपे मध्ये करोमि वा त्रिदशरूप्यकाणि एव मम कृते अस्ति अतः कृपया दूरवाण्याः सङ्ख्यां ददातु अहं जीपे मध्ये करोमि धन्यवादः भवान्